हरि ओं अहमस्मि सूरज् होल्लः युवर् केब् बुक्किङ्ग् कृतवानहम् अस्मि भवान् कुत्र अस्ति अहं लोकेषन् द्वारा अहं सम्यक्तया सर्कल् विपरीततया अस्ति सर्क तत्र एक एकं सर्कल् अस्ति सर्कल् मध्ये एकं भित्तिचित्रं वर्तते अहं रक्तवर्णस्य स्युतकं धृत्वा अहं तिष्ठामि